अहं तरणविन्यासे अवगाहामि योगशास्त्रैः तरणविषये ज्ञानप्रबोधकं ज्ञानप्रबोधकः अंशः प्रबोधितः भवति प्राचीनकाले अधुनापि वा केचन योगसाधकाः जले तरणं कृत्वा योगासनं कुर्वन्ति अन्ये केचन जलस्य उपरि पद्मासनम् अनेकतन्त्रयोगं साधनं कृत्वा तपः कुर्वन्ति अहं योगाचार्यैः किञ्चित् शिक्षिता अस्मि